बालकाः अद्यत्वे क्रीडां न क्रीडन्ति इति चेत् इति मन्यसे वा इति प्रश्नः वर्तते तथा किमपि नास्ति अद्यत्वे बालकाः सम्यक् एव क्रीडन्ति अपि च क्रीडाः अपि कथं भवेयुः इति तत्र तात्पर्यं वर्तते केवलं दूरवाणी दूरवाण्यां क्रीडन्ति चेत् देहस्य कृते अपि उ उपयोगः नास्ति केवलं हानिकारकम् एव वर्तते देहस्य कृते एवं बुद्धेः कृते वर्तते वा इति चेत् कुत्रचित् स्थलेषु बुद्देः कृते अपि वर्तते परन्तु तदपि हानिकारकम् एव वर्तते अतः दूरवाण्या दूरवाण्या दूरवाण्या न क्रीडेयुः अतः अत्र उद्यानवने अथवा क्रीडास्थले क्रीडाङ्गणे तत्र क्रीडितुं शक्यते अतः अत्यधिकं क्रीडयेयुः इति इत्युक्ते मित्रैस्सह ते सम्यक् भवन्ति तदानीं ते क्रीडितुं शक्नुवन्ति अत्र अपि च मित्राणां सम्बन्धः अपि सम्यक् भवति अन्यथा केवलं दूरवाणीं दूरवाण्यां क्रीडन्ति चेत् ते सम्यक्तया क्रीडितुमपि न शक्नुवन्ति देहे अपि अनारोग्यम् इत्यादि कारणं भवति अतः क्रीडाङ्गणे सम्यक् क्रीडितुं शक्नुवन्ति इत्यतः तत्र क्रीडितुं शक्नुवन्ति बालकाः अपि च

अतः नूतनक्रीडाकरणेन तेषाम् आरोग्यमपि सम्यक् भवति क्रीडाङ्गणे क्रीडनेन अपि आरोग्येन आरोग्यसम्यक् भव आरोग्यं सम्यक् भवति अतः भिन्नभिन्नरीत्या क्रीडाकरणं मैण्ड् गेम्स् इत्यादिरूपेण नूतनतया क्रीडा आयोजनीया तदानीं तत्र क्रीडितुं ते उद्युक्ताः भवन्ति